बाल्यकाले बहुविधरीत्या प्रवासार्थं वयम् गतवन्तः वर्तते तत्र उदाहरणार्थं वक्तुं शक्यते मुरुडेश्वरम् इति एकं कर्नाटकराज्ये विद्यमानः एकः प्रदेशः वर्तते तत्र तु वयम् समुद्रतीरे वयं क्रीडा इत्यादिकं कृत्वा आगतवन्तः एवं च बहुविध पुण्यक्षेत्राणि ये सन्ति तत् सर्वत्र वयं गत्वा बहुविधरीत्या मनोरञ्जनम् प्राप्तवन्तः एवमेव बाल्यकालादनन्तरं यदा वयं प्रौढावस्थायाम् आसीत् तदा अहम् नाटकप्रदर्शनार्थम् बहुविध कर्नाटकमतिरित्य बहुविधराज्यं राज्यं प्रति गत्वा नाटकप्रदर्शनं कृतवन्तः तत्र एकं प्रहसनं भूपालनगरे कृतं वर्तते तत्र अस्माकं कृते तद् नाटकप्रदर्शनं यद् कृतवन्तः तत्र तु अस्माकं कृते प्रथमं पुरस्कारम् आगतं वर्तते तदेव मम स्मरणे सर्वदा सर्वत्र तद् प्रहसनम् विराजन्ते एवमेव तद् किम् इत्युक्ते पृथ्वीराजनाटकम् इति तत्र पृथ्वीराजः बहु कष्टम् अनुभूत्वा सः किं कृतवान् घोरिमहम्मदः इति खलनायकः आसीत् सः मूलतः अन्यदेशीयः सः अस्माकं भारतदेशम् आगत्य सः अस्माकं कृते बहुविधरीत्या पीडाम् कृतवान् वर्तते सः तद् पीडा यः सः करोति स्म तद् दृष्ट्वा पृथ्वीराजः बहु क्रुद्धो जातः अतः एतत् तु कथञ्चिदपि वयम् सम्यक् कर्तव्यम् इति चिन्तयित्वा सः युद्धम् अकरोत्